प्रथमम् अस्माभिः अस्माकं संस्कृति स्वसत्तति पर्यन्तं प्रसारणीया वयं नित्यं स्व परिवारेण सह अस्माकं पवित्र पुस्तकानां श्लोकानां च इतिहासः पठितव्याः श्लोकार्थस्य ज्ञानम् अपि अतीव महत्त्वपूर्णम् अस्ति वयं प्रतिदिनं समीपस्य मन्दिरं गन्तव्यं यदि न सम्भवं तर्हि न्यूनातिन्यूनं सप्ताहे द्विवारं वा त्रिवारं वा परिवारेण सह गन्तव्यम् कुटम्बसहितं प्रार्थनां भोजनां कर्तुं तथा च एकत्र दैनन्दिनक्रिया कलापानाम् अनुभवस्य च विषये सप् सम्भाषणं कृत्वा परिवारस्य अवगमनम् एकता च वर्धति